नमस्कारः अहं गतसप्ताहे एकम् आसन्दः क्रीतवती तत् आसन्दः बहुसम्यक् अस्ति तत् स्थापने आसन्दः स्थापने अधिकं स्थानं न स्वीकरोति तत् स्थानं तत् आसन्दः बहु उत्तम अस्ति इत ततः अहं सन्तुष्टा अस्मि